एकदा अस्माकं ग्रामतः त्रिंशत् किलोमीटर् दूरपर्यन्तं सायङ्कालसमये वयं चत्वारः गतवन्तः बैक् याने गतवन्तः तत्र कार्यं कृत्वा द्वादश रात्रौ द्वादशवादने गृहं प्रति आगमनसमये अतीव वृष्टिः आसीत् तत्र मार्गमध्ये एतत् महिषादिकः महिष्यः महिषा महिषादिकः प्राणिनः अतीव वनमहिषादिकः प्राणिनः अतीव आसीत् तत्र मार्गमध्ये एकम् किञ्चित् जलसङ्ग्रहः आसीत् तत्र महिषादिकः सर्वमपि तत्र विरामं कृत्वा तत्र अतः इतः संचलित्वा तत्र गर्तं कृतवन्तः कृत महिषा महिषादिनां गर्तं कृतव् कृतवान् कृतवन्तः तत्र मार्गमध्ये एव तद् गर्तमासीत् तत्र सर्वमपि जलपूरणम् अभवत् जलपूरितं भवति जलपूरितम् अभवत् तत्र वयं न अवगन्तव्यः अवगतः जलपूर्णम् अस्ति तद् गर्तम् इति न अवगतः तद् तत्समये मम सः यः प्रयासः सः सः सञ्चालकः अग्रे गत्वा अग्रे अग्रे आगच्छतु अहमपि तद् अनुसरणं कृत्वा तत्रैव आगतवान् अत्र बैक् यः त्रि द्विचक्रिकायानं समीचीनतया चलति इति मत्वा तत्समये तत् समि गर्तसमीपे एव अहम् आगतवान् तत्र गर्ते ये गर्तात् बहिः एकं चक्रं गतम् तत्र गर्ते एव किञ्चित् तत्र तत्र तत्र गत् तत्र क्षितिजे एव गर्तस्य क्षितिजे एव एकं चक्रम् अधः आगतम् तत् तदा तदा अहं पतितवान् मम साकम् अन्यत् मम सह यात्रिकः आसीत् सहचरः आसीत् सो अपि तद् गर्ते एव पतितः अहमपि पतितः द्वयोः द्वे अपि तत्र जले पतितवन्तः पतित्वा तत्र यानमपि तत्र स्थगनम् अभवत् तत्र प्रकाशः अपि न किञ्चिदपि आसीत् किमपि न दृश्यते एवं कृते एवं न दृशेत् सः किमपि न दृश्यते एवं कृते चेत् एवं कृ कृते चेत् तत्र अहं तत्र बैक् यानम् अन्विष्य अन्विष्य तत्र बैक् यानं समीचीनं कृत्वा स्न् अहं चालनं करोमि कृतवान् तत्र स्टार्ट् कृतवान् तदा प्रकाशः किञ्चिद् अभवत् तत्र इण्डिकेटर्मध्ये किञ्चित् प्रकाशः आसीत् तदेव प्रकाशे बैक् यानं गर्तात् बहिः नीत्वा समीचीनतया वयं प्र मार्गप्रकाशिकया प्रधानमार्गप्रकाशिकया अङ्कनं कृत्वा स्विच् अङ्कनं कृत्वा तत्र प्रकाशेण वयम् तत्र परीक्षां कृतवन्तः किमपि मार् किमपि किञ्चित् व्रणः इत्यादिकम् अभवत् वा इति दृष्ट्वा किमपि न अभवत् क्लेशः न आसीत् ततः वयं सं किञ्चित् सन्तुष्टः अभवन् तत् तदा पुनः अहमेव बैक् चालकस्य स्थाने उपविश्य बैक् य चालनार्थं सज्झि सज्जः अभवन् तदा सहयात्रिकः सहचरः अपि पृष्ठतः उपविश्य भवतु इदानीं गच्छतु इति उक्तवन्तः तदा वयम् अग्रिमे अग्रिमः गच्छन् सहचारः अत्र ग्रामं प्रति आगत्य अस्माकं गमनम् आगमनार्थम् आगमनार्थं तत्र आगमनम् आगमनस्य निरीक्षणं कृतवान् आसीत् तदा वयं विला विलम्बेन आगतवन्तः अस्माकं वस्त्राणि तत्र गर्ते पूरितानि जलाशयेन तत् मृ मृण् मिश्र जलाशयेन पू जलाशयेन सम्यक् आप्लुतः आसीत् एवम् वयं गृहं प्रति आगतवन्तः अस्माकं गृहिणी यदा द्वारम् उद्घाटयति अस्म् व व दृः अस्माकं द्वयं दृष्ट्वा ते आश्चर्यचकितः तथा आश्चर्यचकितः अभवन् अभवं भूत्वा किम् अभवत् इति पृष्टवती तत्र एवम् अभवत् इति उक्तवन्तः उक्तवन्तः वयं सर्वं वस्त्राणि क्षालयित्वा अन्यद् नूतनानि वस्त्राणि धृत्वा वयम् अत्यन्तम् एतत् विनोदः कणिकयत् कणिकरीत्या तत् वार्तां श्रुतां वार्ताम् प्रसारितवन्तः इति एतत् अनुभवः अतीव अविस्मरणीयः अनुभवः आसीत्